अहम् एक सेंसङ्ग् फ्रिज् स्वीकृतवती त्रि नैण्टि लीटर्स् पुरा पुरा एक अन्य सेंसङ्ग् फ्रिज् एव अस्ति परन्तु तत् किञ्चित् स्माल् अस्ति तथैव एक बृहत् रिफ्रेजिरेटर् स्वीकृतवती तत् सम्यक् अस्ति बहु रोचते मया स्पेस् बहु अधिकतया अन्तः अस्ति अधिकत बहु अधिकतमम् अस्ति सर्वम् अपि अन्तः सर्वम् सेट् कर्तुं शक्नोमि इदानीं कोपि वा कापि वा अन्तः अहं प्लेस् कर्तुं शक्नोमि बहु उत्तमम् अस्ति रेफ्रेजिरेटर् कलर् अपि बहु उत्तमम् अस्ति कोपि सौण्ड् एव नास्ति बहु तूष्णीं चलन् अस्ति बहु उत्तमं सर्वे अपि त्वं किं सेल्फ् लैफ् प्राडक्ट्स् सर्वम् अधिकम् अभवत् इदानीम् पूर्वम् एक या द्वे द्विनानि अस्ति चेत् सर्वे किञ्चित् सम्यक्तया नास्ति इदानीं सर्वे त्रीणि चत्वारि दिनानि अपि फ्रेश् एव अस्ति